सर्वकारयोजनातः तथा अधिकं किमपि न प्राप्तं मया परन्तु प्रधानमन्त्रियोजनातः एव सर्वेभ्यः गेस् कनेक्सन् फ़्री मध्ये दीयमानमासीत् तद् काले मम गृहे अपि गेस् कनेक्सन् स्वीकृतम् इत्येकं रूपेण लाभः मया स्वीकृतः प्रधानमन्त्रियोजनातः अन्यत् किमपि मम कृते इतोपि लाभाय नास्ति परन्तु जनानां कृते बहु लाभाय जायमानमस्ति प्रधानमन्त्रि आवासयोजना एषां क् निकटे गृहं नास्ति ये निर्धनिकाः गृहं निर्धा निर्माणं निर्मातुम् अशक्ताः तेषां कृते गृहनिर्माणं निर्माणार्थं धनं दीयते तथैव प्रत्येकस्मिन् ग्रामे अपि शौचालयस्य निर्माणम् इत्यादिरू इत्यादिरूपेण प्रधानमन्त्रियोजनातः बहूनाङ्कृते सौलभ्यं प्राप्तमस्ति विशेषेण प्रधानमन्त्रियोजनातः छा छात्राणां कृते बहु सौलभ्यं प्राप्यते सर्वत्र शिक्षणव्यवस्थायां सौकर्यं जातं महिला वृद्धः वृद्धाः महिलाः ये सन्ति पुरुषाः वृद्धाः तेषां कृते पेन्सन् रूपेण धनं दीयते प्रतिमासं तदपि अतीवसुन्दरं कार्यम् तेन जनानां कृते बहु सौलभ्यं जायते

प्राप्यते